हरिः ओं हरिः ओं हा हा आमां श्रूयते श्रूयते एतत् फ़र्णिचर् शाप् अस्ति वा आम् आम् अहं वस्तूनि क्रेतुमिच्छामि अहं सुखासन्दं टीपाय् एवं मञ्चः

पर्यङ्कः एवं तत्र किचन् रेक् एवं दर्पणम्

स्टडि टेबल् एतादृशानि वस्तूनि क्रेतुमिच्छामि अहम् आं मूल्यस्य चिन्तां तु न करोमि किन्तु भवती मूल्यं भवत्याः न बुद्धेः वदति न मूल्यम् अधिकं न भवेत् इति अहं चिन्तयामि आम् आं सुखासन्दः टु सिटर् अथवा थ्रि सिटर् अस्ति वा

लघु उत्पीठिका अस्ति तस्याः तस्याः आकारः कथमस्ति मापनं कथमस्ति तस्याः हा तर्हि मूल्यं वदतु अहमागच्छामि विंशतिसहस्रं वा एवम् एवं वा आम् अहं भोजनं टेबल अपि अहमिच्छामि तत्र हा अस्ति वा हा अहमपि इच्छामि तत् आमाम् आम् आमाम् आगच्छामि धन्यवादः